अस्माकं गृहे पाककला वर्धनेतु मम परिवारम् इत्युक्ते सदस्य परिवारसदस्येषु प्रथमतः मम भर्ता एव भर्तुः प्रामुख्यता एव अधिकं भवति किमित्युक्ते सः मम विषये अतीव सहायं करोति गृहे कथं वा नूतन विषया नूतन रोचकाः पाकविषयाः करणीयम् इति चिन्तने चिन्तनं कृत्वा द्वयोरपि स्थित्वा चिन्तनं कृत्वा तत् कृत् कर्तुम् इच्छामः परन्तु गृहे सर्वं कार्यम् अहमेव करोमि पाकविषये तु अतीव सहायकः मम भर्ता एव भर्ता एव गृहे माता माता तु ग् ग्रामे एव मता पिता पितरौ तु ग्रामे एव भवन्ति यदा कदा अगच्छति चेदपि तावत् यत् कार्यं करोमि तावत् ज्ञातुं न शक्नुवन्ति अतः प्रातः पाठशाला गमनानार्थं गमनार्थम् अहमेव करोमि सहायिकाः भवन्ति एव मम पुत्रौ द्वौ पुत्रौ अपि मह्यं सहायं कुर्वन्ति